अस्माकं भारतीय ऐतिहासिकग्रन्थेषु रामायणं महाभारतम् इत्यादि ग्रन्थेषु युद्धानां प्रस्तावः अस्ति एव युद्धानि च बहुविधानि भवन्ति अत्र मल्लयुद्धम् इति कश्चन विशिष्टः युद्धविशेषः वर्तते यत्र कमपि आयुधविशेषं विना द्वौ योद्धारौ परस्परं बाहबाह्यैः युद्धतः अत्र सांस्कृतिकं महत्त्वम् ऐतिक ऐतिहासिकमहत्त्वं किमस्ति इत्युक्ते शरीरमाद्यं खलु धर्मसाधनम् इति कालिदासोक्तरीत्या शरीरं सर्वधर्मानाम् अनुपमम् असाधारणं साधनं भवति तद् रक्षणीयम् अतः युद्धार्थं शरीरदार्ढ्यम् आवश्यकं भवति शरीरदार्ढ्यनिमित्तं मनुष्यः यद् व्यायामादिकं योगादिकं करोति तेन शरीरं पुष्टं भवति अपि च स्वास्थ्यस्य संवर्धनं संरक्षणं च भवति अत्र एतत् भवति सांस्कृतिकं महत्त्वं अपि च ऐतिहासिकरीत्या पश्यामश्चेत् रामायणकालतः युद्धानि सन्ति आधुनिककाले अपि मल्लयुद्धं बाक्सिङ्ग् इति नाम्ना प्रयुज्यते रज़्लिङ्ग् इति नाम्ना अपि अधुना अपि मल्लयुद्धं वर्तते इत्येव